हरिः ओं हरिः ओं दुष्माष् अस्ति वा अहं सर् फ़ोर्थ् फ़ोर्ट् कलालये अस्ति महोदयः अहं कन्या का कन्या अहं कन्याकुमारी पश्यामि कन्याकुमारी पश्यमिा विवेकानन्दः अहं गच्छामि अत्र गतवान् सागरः सम्यक् अस्ति तत्र सुगन्धः सम्यक् सार् ह्यः दिने कार्यालये सप्त सर् महोदय अहम् एकं डौट् अस्ति संशयः अस्ति वा ज्योतिषे ज्योतिषविषये द्रष्टा कः अस्ति इदानीम् अहं ज्योतिषं न पठामि एक्साम् आवश्यकं परीक्षा आवश्यकम् अहं हा बृहत् जातकं पुस्तकं पठनीयं हा ओके अन्यः संशयः नास्ति हा परिक्षार्थम् अहं पठामि सर् अहम् अहं न जानामि अहं कृपया अहम् अहं न जानामि एकवारं वदतु वदतु आ अहं सम्यक् पठामि पठामि आम् आं महोदय आ अहं हा अहमागच्छामि सर् पूर्वम् अहम् एकवारं कोल्कोड् मध्ये अहं गच्छामि हा हा निश्चयेन महोदय अहम् आगच्छामि अहं निश्चयेन महोदय वदामि अहं

अस्तु सम्यक् अहं गृहे सर्वं सर्वं शुभमस्ति निश्चयेन महोदय अहम् आगच्छामि विद्यालये अस्तु अस्तु मम धन्यवादः